आम् अहं नलिकाजलं प्राप्नोमि तत् सर्वथा विद्यते कूपजलादिषु जलप्राप्तेः कथमिति इदानीं यत् नलकूपेषु अहं ग्रामादिषु यद् जलं प्राप्नोमि तत्र तावत् जलं स्वच्छं न भवति तत् पातप् पेयं न भवति पातुं योग्यं न भवति अतः नलिकाजलं तत् तत्र अस्माभिः स्वी स्वीक्रियते परं तत्रापि कश्चन क्लेशः नाम यदा न नलकूपात् वयं साक्षात् जलं स्वीकुर्मः अथवा कूवाँ इति खलु लोके उच्चते कूप कूपात् वयं यदा साक्षात् जलं स्वीकुर्मः तत्र स्वा भाविकं तत्र शैत्यं भवति तत् सरी यदि तत् स्वच्छम् इति भवति चेत् तत् शरीराय अपि तत् अनुकूलं भवति परं यदा नलिकातः वयं जलं स्वीकुर्मः तत् स्वाभाविकं तत्र शैत्यं न भवति पुनः तत् तत्र शैत्यता कृत्रिमतया स्थापनीया भवति तत् शरीरप्रतिकूलं मन्ये पुनः तत् शरीरानुगुणमपि न न भवति पुनः आर् ओ इत्यादि यत् कृत्रिमम् अस्ति ततः अपि तस्याः नाम करणीयं भवति स्वच्छता तदपि सम्यक् नास्ति इति तत्र ये वैद्याः भवन्ति ते ब्रुवन्ति अतः नलिकाजलम् यदा यदि यदा कूपतः जलं स्वीकुर्मः तन्न प्राप्यते चेत् तत् तु आवश्यकम् परं न शरीराय तथा अनुकूलम्